यदि कण्ठस्य श्रान्तता उत स्वरस्य काठिन्यं अथवा भङ्गं किमपि भवति तदा अहम् उष्णजलम् एव पातुम् इच्छामि सर्वदा ये गायन्ति तासां कण्ठं सर्वदा संरक्षणीयम् जीरिकाजलं गुढं एवं खादनीयम् शीतपदार्थानां सेवनं न क्रियते तैलभर्जिताः पदार्थाः न खादनीयम् प्रतिदिनं प्राक् कण्ठस्य शुद्धीकरणं करणीयम् कण्ठव्यायामा करणीयम् लवणं स्वीकृत्य गार्गल् करणीयम् उष्णजलं पातव्यम् यत् करन् एतत् करोति चेत् ध्वन् ध्वनिं रक्षितुं रक्षितुं सुलभं भवति इफ् फ्रिज्क् पदार्थं न खादनीयम् उष्णतया एव भोजनं खादनीयम् यदा कार्यक्रमः भवति चेत् तदा बहु अधिकतया कण्ठस्य संरक्षणं करणीयम् नो चेत् गायनं कर्तुं न शक्यते आहारस्य बहु जागरूकतया स्वीकरणीयम् तैलपदार्थाम् अन्येषां चाकलेहः न खादनीयम् आहारस्य न अन्न् आहारस्य बहु जागरूकतया खादनीयम्